शरीरस्य आरोग्यता सम्पादनाय तरणम् एकम् उत्तमं साधनं उत्तमं व्यायामं च यदा वयं जले तरणं कुर्मः तदा अस्माकं शरीरं शीतलं भवति मनः शान्तं भवति अस्माकम् एतत् न केवलम् स्वास्थ्यसम्पादनाय एतत् अस्मान् चिन्तामुक्तं करोति प्रत्यहं तरणेन बहु लाभः जायन्ते यथा शरीरस्य औन्नत्यं वर्धते यदा अस्माकं शरीरस्य औन्नत्यम् वर्धनीयं चेत् अस्माभिः प्रत्यहम् विंशतिः निमेषाः जले सन्तरणं कर्तव्यम् अन्यच्च तरणे बहवःलाभाःसन्ति यदा कश्चिद् जनः जले निमज्जति तस्य निमज्जनं भवति चेत् य यदि वयं तरणं जानीमः तस्य उद्धारं कर्तुं शक्नुमः सम्यक् तरणेन तरणेन आत्मविश्वासः वर्धते तरणेन तु स्वास्थ्यलाभं जायते एव यदा वयं तरणं कुर्मः अस्माकं शरीरस्य सर्वेपि अवयवाः मनः चक्षुः हस्तादिकं पादादिकं सर्वेपि सक्रियः भूत्वा तरणं कार्यं सम्पादयन्ति येन अस्माकं शरीरस्य रक्तसञ्चालनं सम्यक् जायते श्वासोच्छ्वासाः श्वासः अपि सम् श्वासोच्छ्वासः अपि सम्यक्भवति अस्माकम् एतत् श्वासोच्छ्वासः रक्तसञ्चालनम् अस्माकं शरीरस्य आरोग्यतां सम्पादयन्ति अतःकथयितुं शक्यते तरणम् अस्माकं श्वासोच्छ्वास सामर्थ्यस्य वर्धनं सहकरोति किमधिकम् तरणं बहु उपयोगकरं भवति